अस्माकं मण्डले अर्थव्यवस्थायाः दृष्ट्या ए यत् यत् विद्युत् वर्तते तत्तु प्रति भौमवासरे प्रातः प्र प्रातःकाल दशवान दशवादनादारभ्य सायङ्कले चत्वारिवादनपर्यन्तं न स्थाप्यन्ते किमर्थं चेत् एकस्मिन् मास सप्तदिनेभ्यः अन्तरे एकं दिनं विद्युत् प्रयोजनं न भवति व न क्रियन्ते तस्मात् अर्थव्यवस्थापि सम्यग्भवति सुस्थिरतया भवति नाम तद् प्रयोजनम् अतीवप्रयोजनं भवति तत्र तत्तु अस्माकं प्रदेशस्य अधिकारी एतत् कृतं वर्तते योगदानं कृतवन्तः तदेव अनुसरण अनुसरणं कृतवन्तौ वर्तते तत्र जीवने अपि किमपि परिणामः न अभवत् सर्वैः सुखेनैव सन्ति